चतुर्विंशतिः द्विसहस्रवर्षस्य फ़र्वरीमासस्य त्रिविंशतिदिनाङ्कः चतुर्विंशतिः द्विसहस्रवर्षस्य फ़र्वरीमासस्य दशदिनाङ्कः चतुर्विंशतिः द्विसहस्रवर्षस्य जन्वरी मासस्य एकादशदिनाङ्कः चतुर्विंशतिः द्विसहस्रवर्षस्य फ़र्वरीमासस्य पञ्चदशदिनाङ्कः चतुर्विंशतिद्विसहस्रवर्षस्य जन्वरी मासस्य द्वादशदिनाङ्कः